सञ्चारनिमित्तं भिन्नभिन्न यानानि इदानीं तु आधुनिककाले सन्ति एव कार् यानं लोकयानम् आकाशमार्गे जलमार्गे भिन्नभिन्न यानानि सन्ति एव किञ्चित् एकस्मिन् कुटुम्बस्य सञ्चारात् कार् यानं बहु उपयोगम् अस्ति तद् ब् विना अन्यत् दूरम् इतोपि दूरं गन्तव्यं चेत् लोकयानं तद् तस्य उपयोगम् अपि भवति एव दूरात् गन्तव्यं चेत् विमानम् अस्ति आकाशात् बहु शीघ्रं द शीघ्रं दद् घन् गन्तुं शक्यते किञ्चित् तद् मूल्यम् अधिकम् इति अधिकतया जनाः उपयोगं न कुर्वन्ति किन्तु यदि शक्यते त त तस्मिन् समये आकाशविमानस्य उपयोगं कुर्वन्ति एव जले नौकायाः उपयोगं तावत् अधिकम् जनाः सञ्चारात् इति नास्ति इत्येव मम अभिप्रायः लोकयानं सर्वदा सर्वत्र गन्तुं शक्यते एव मूल्यम् अपि तत्र बहु स्वल्पम् इति अन्यान्ये प्रदेशे स्वल्पमेव तत्र किञ्चित् अधिकम् उ उ उपविश्य गन्तव्यम् फ़ुट् बोर्ड् ट्रावेल् इत्यादि तत्र अवैड् करोति चेत् तद् उत्तमम्